अस्माकं प्रदेशे प्राकृतिकसम्पत् बहु वर्तते तत्र सह्याद्रिपर्वतश्रेणी पर्वतानां आगरः एव अस्माकं प्रदेशे वर्तते तथैव पर्वतानां बाहुल्यात् जलानाम् अथवा जलाशयानां नदीनां बाहुल्यं प्रकृतितया एव भवति अतः अस्माकं प्रदेशे तुङ्गा इति नदी भद्रा इति नदी कुमुद्वती इति नदी इत्यादि बहुनद्यः अत्र प्रवहन्ति अतः अस्माकं प्रदेशे प्रकृतिसम्पत् बहुसमीचीना एव वर्तते सर्वत्र वृक्षाणि बहु वर्धन्ते कृषिकार्यमपि बहु अत्र चलति अस्माकं प्रदेशे तुङ्गानद्याः भद्रानद्याश्च जलागारः महता कार्येण महता प्रयत्नेन अत्र तत्कार्यं चलति जलागारः बहुसमीचीनः एव वर्तते तत्र शुचित्वादिविषये अपि ते बहु ध्यानं स्थापयन्ति यतोहि अत्र जनवासप्रदेशः इत्यतः तेन जलाशयेन एव सर्वेषां जनानाम् उपयोगाय जलं प्रेष्यते अतः तत्र शुचित्वं बहु सम्यगेव पालयन्ति अस्माकं प्रदेशे स्वच्छताविषये सर्वकारीयव्यवस्था बहुसमीचीना वर्तते अत्र महानगर पालिका इति उच्यते तद् वर्तते प्रतिदिनं प्रातः ते यानेन जनान् प्रेषयन्ति प्रतिगृहं यत् त्याज्यवस्तूनि भवन्ति याने तानि सर्वाणि स्वीकृत्य ते अन्य उपयोगाय ते उपयोगङ्कुर्वन्ति एवं स्वास्थ्यविषये अस्माकं प्रदेशे स्वच्छताविषये च बहुध्यानं प्रयच्छन्ति सर्वकारीयव्यवस्थायां विद्यमानाः अधिकारिणः